किम् आ

किं मम किं मदीयः दोषः एव उच्यते खलु त्वदीयः दोषः दोषं न पश्यामि तत्र भवतः गृहेपि तत्र दोषः वर्तते यतः तत्र भवतः गृहे यः वृक्षः अस्ति तस्य शखा अस्माकं गृहस्य उपति प्रसारिता वर्तते तस्य सर्वाण्यपि सर्वाण्यपि पत्राणि मम गृहस्य उपरि पतन्ति तस्य शुद्धीकरणं कः करोति किं भ भवान् करोति अतः तदपि दोषः प्रथमतः तद्दोषं परिहरतु ततः मम दोषं वदतु

हे तत्रस्य वृक्ष वृक्षशाखायाः कर्तनं करोतु आदौ तत् भवतः कार्यं खलु तन्न क्रियते नैव तत्र यां काञ्चिदपि व्यवस्थां करोतु आदौ ततः अहमपि यथा शब्दः न भवेत् तथा प्रयत्नं करोमि नो चेत् अहं तत्र कोलाहलं यथा न भवेत् तथा प्रयत्नं करोमि परन्तु वृक्षशाखा तु तत्रैव तिष्ठति पुनः तत्र पत्राणि पतन्ति अतः तदर्थं तत्र व्यवस्थां करोतु आदौ

हा अन्य अन्यः अपि दोष् अन्यः अपि दोषः वर्तते तत्र तत्र यः जलम् उपयुज्यते भवती तज्जलं मम गृहस्य पार्श्वे एव प्रवहति तच्च अत्यन्तं दुर्गन्धपूरितं जलम् अतः मम गृहं सर्वमपि दुर्गन्धमयं भवति अतः तस्यापि आदौ यथा शुद्धिः भवति तथा अवश्यं तत्र व्यवस्था करणीया भवद्भिः आं भवतु भवतु अहं तस्य शुनकस्य बन्धनं कृत्वा तथैव तत्र स्था स्थापयामि भवतु अहं तत् समस्याम् अहम् अवश्यं परिहरामि भवतु भवतु